यदा अहं अध्यापकासम् तदानीं अनेकानेक कन्नडनाटकानि संस्कृतभाषायाम् अनुवादं कृतवान् छात्राः तानि नाटकानि सम्यक् अभ्यासं कृत्वा तत्र अभिनयं कृत्वा वार्षिकोत्सवसन्दर्भे प्रदर्शितवन्तः तेन तेषां सम्भाषणकौशलमपि प्रवर्धत नाटकम् दृश्टुं तेषां छात्राणाम् गृहतः अपि जनाः आगच्छन्ति स्म तेऽपि तेषां छात्राणां मुखे अस्खलित संस्कृतवाणीं शृत्वा प्रमुदिताः भवन्ति एतादृशरीत्या तत्र जनाकर्षणं सम्यक् अभवतं संस् अभवत् संस्कृतम् प्रति